अद्यत्वे बालकाः क्रीडापराङ्मुखाः भवन्ति इति दृश्यते अधिकः समयः तेषां शैक्षणिकविषये दूरदर्शनं चरवाणीवीक्षणे एव ते यापयन्ति पुनः शालागमना गमनागमने अपि समयः नष्टः भवति तथापि केचन बालाः क्रीडितुं आसक्तिं दर्शयन्ति ते सामान्यतः कन्दुकक्रीडा क्रिकेट् अथवा चदुरङ्गक्रीडा चेस् क्रीडन्ति चेस् क्रीडनेन तेषां केल्कुलेषन् पवर् चिन्तनशक्तिः अधिकः भवति क्रिकेट् क्रीडा तु जगत्प्रसिद्धमस्ति तदर्थं ते तत्र तत्रत्याः क्रीडालूनां अनुसरणं अनुकरणं च कर्तुमिच्छन्ति